अहं तु शिक्षकः अस्मि अहं कस्याञ्चित् कलाशालायां पाठं कुर्वन्नस्मि तत्र छात्राः सम्यक् व्यवहरन्ति मया सह छात्राणां पालनं तथैव तेषां शिक्षणे औन्नत्यमपि साधनीयम् इति मम चिन्तनम् एवमेव तेषाम् औन्नत्यम् औन्नत्यार्थं मया बहवः परिश्रमाः कृताः सन्ति क्रियमाणाश्च वर्तन्ते तेषां कृते गृहे कथं भवितव्यम् इत्यादिकं मया तत्र पाठ्यते एवमेव संस्काराः तेषां मनसि आकलिताः भवेयुः इति दृष्ट्या मया गृहे अपि पाठः क्रियते तेषां कृते एवमेव एतदर्थं मम गृहीयाणाम् अपि सम्मतिः अस्त्येव ते अपि माम् एवं मार्गे गच्छतु इति प्रेरयन्ति एतदर्थं तैः अपि केचन विषयाः उच्यन्ते तदपि मया स्वीकृत्य तैः विषयैः ते विषयाः पाठ्यन्ते एवं पाठनमपि एकं कौशलम् एवं तत्रैव गृहे संस्काराः यदि भवन्ति तर्हि मम वैय्यक्तिकमपि जीवनं सुष्ठु भवति इति मम आशयः तदर्थं मया सम्यक् भवितव्यं तदुत्तरं सम्यक् पाठ्यते तदुत्तरम् अन्ये अपि तेन प्रेरिताः भूत्वा ते अपि स्वजीवने सम्यक् भवन्ति इति आशयः